अ नमस्ते वदन्तु कः आ अस्तु वदन्तु सत्यं सत्यम्

आम् अवश्यमवश्यम् इदानीं किमित्युक्ते प्राचीनवैय्याकरणैः यत् यः सिद्धान्तः प्रणीतः आसीत् तत् जनमानसानाम् अथवा सर्वेषां कृते अवगमनाय भवत्येव इति वक्तुं न शक्यते इदानिं ते किं तेषां मतप्रकारेण किमिति वदन्तु किन्तु किन्तु तत् अस्माकं जीवनशैल्याः कृते इदानीं पाणिनिः यथा व्याकरणं रचितवानासीत् तत्तु सत्यं किन्तु सः यः यय य् इत् इत्युक्ते जनमानसे कथमासीत् तत् भाषां दृष्ट्वा एव खलु सः व्याकरणं रचितवान् तथैव अस्मिन् जगति इत्युक्ते अस्मिन्काले किं किम् अपेक्ष्यते इति वक्तुम् अतः किं किम् अपेक्ष्यते इति वक्तुं तत् उच्येते खलु अतः अस्मिन् प्रस प्र प्रसक्तकालस्य कृते किं किमपेक्ष्यते इति सर्वं एकत्रीकृत्य लिखितमस्ति एवञ्च तत्कृते बहु बहु टीकायाः अपि लिखितवन्तः तत् यदि योजयित्वा भवन्तः ददति चेत् बहु सम्यक् भवति एवञ्च तद् तद्यदि पठन्ति सम्यक्रित्या कर्तुं शक्यते एवञ्च मम वैय्याकरणसिद्धान्तकौमुद्याः विषयः एवम् अस् एवं वर्तते प्रसक्तः

अतः एवं चिन्तितं वर्तते केपि विषयाः नावगच्चन्ति ति सत्यम् अतः तत्र अहं किञ्चित् किञ्चित् विषयेषु अहं किमपि लिखित्वा दर्श द् द् दद् ददामि किञ्चित् विषयाणि तत्र संयोज्य वदामि तत् म मयापि बहु जनाः उक्तवन्तः किञ्चिद् किञ्चिदस्ति अ

आं सत्यं तद्विषये आमामामाम्

आं तत्तु सत्यम् अस्तु तद्विषये चिन्तयामः यदि भवन्तः यत् अत्र आगच्छन्ति चेत् तत्सम्यक् भवति इत्युक्ते भवन्तः अत्र आगत्य किमपि अत्र मम अनेकानि पुस्तकानि सन्ति पुस्तकानि अतः तद्दृष्ट्वा यदि गच्छति सम्यक् चिन्ता नास्ति तद्विषये किञ्चित् अग्रे चर्चां कुर्मः